कर्नाटकराज्यस्य परम्परा महती वर्तते तत्र विजयनगरसाम्राज्यम् इति राज्ञः महती भूमिका अत्र वर्वत्री विजयनगरसाम्राज्यं तावत् आभारतं विस्तृतम् आसीत् तत्र संस्कृतविदुषां सम्माननं कवीनां सम्माननं भारतस्य प्रतिष्ठायाः कर्नाटकराज्यस्य प्रतिष्ठायाः एतत् स्थानं राज्यम् आसीत् तत्र संस्कृतिः या वर्तते कर्नाटकराज्यस्य प्रायः द्विसहस्रवर्षात् पूर्वं लिखितेषु काव्येष्वपि कर्नाटकराज्यस्य उल्लेखः दृश्यते तत्र एतस्य राज्यस्य संस्कृतेः परिरक्षणार्थम् उन्नतये च इदानीं काले संस्कृतं महत्तां भूमिकाम् आवहति तत्र संस्कृतक्षेत्रम् कर्नाटकराज्ये अत्यन्तं विकसितं वर्तते महामहोपाध्यायाः रङ्गनाथशर्मणः एवं महामहोपाध्यायाः सो ति नागराजवर्याः महामहोपाध्यायाः महाभलेश्वरभट्टवर्यप्रभृतयः अत्र जनिं लेभे लेभिरे एवं च एते तावत् सम्पूर्णं कर्नाटकराज्यं सुसंस्कृतम् अकुर्वन् संस्कृतस्य भूमिका अत्र एकं संस्कृतविश्वविद्यालयः कर्नाटकसंस्कृतविश्वविद्यालयः वर्तते एवमेव संस्कृतस्य पाठशालाः बह्व्यः वर्तन्ते तत्र उम्मच्गिमद्ये विद्यमाना श्रीमातासंस्कृतपाठशाला उडुपिमध्ये विद्यमाना संस्कृतपाठशाला एवं च सर्वत्र पाठशालासु संस्कृतम् अत्यन्तं सम्यक्तया पाठ्यते छात्राः पठन्ति संस्कृतस्य योगदानम् अनेन माध्यमेन मन्दिरेषु संस्कृतमस्ति कश्चन ग्रामः मत्तूरुसमीपे मत्तूरु इति शिवमोग्गा समीपे स च ग्रामः संस्कृतग्रामः इति सर्वे संस्कृतेनैव तत्र व्यवहारं करिष्यन्ति शृङ्गगिरिमध्ये संस्कृतविद्यापीठं वर्तते तत्र पठनं पाठं सर्वमपि संस्कृतमाध्यमेनैव भविष् भवति किञ्च संस्कृतमेव कर्नाटकराज्यस्य मूलं संस्कृतेः मूलं वर्तते सर्वम् अपि अस्माकं कर्नाटकराज्ये संस्कृत आधारितं वर्तते जनाः संस्कृतम् एव इच्छन्ति व्यवहारः कन्नडभाषायां भवति चेदपि तत्र कन्नडभाषायामपि पञ्चाशत् श शतेषु पञ्चाशत् प्रायः संस्कृतपदान्येव बहु वर्तते संस्कृतभूयिष्ठम् अत्र यक्षगानम् जानपदनृत्यं जानपदकथाः संस्कृतभूयिष्ठमस्ति एवमेव अत्र सर्वेजनाः सुसंस्कृताः सन्ति अतः कर्नाटकस्य परम्परायाः संस्कृतेः संरक्षणे संस्कृतम् अतीव महत्वं स्थानम् आवहति संस्कृतस्य योगदानम् अत्यन्तम् अनिवार्यम् अपेक्षितम् एवं च संस्कृतस्य योगदानं महत्वपूर्णं च वर्तते